नमस्ते ओला खलु आ अहं दशनिमेषपूर्वं कार्यानं बुक् कृतवती उपनेतव्यस्थाने एव अस्मि दशनिमेषाः जाताः किन्तु इदानीं पर्यन्तं यानं न आगतं कार्यानचालकः दूरवाणीमपि न प्रत्याह्वानं करोति अतः कृपया चालनस्य निरसनं करोतु